वार्ता माध्यमेषु ग्राम्या ग्राम्यविषयः न भवन्ति इति तु सत्यम् परन्तु न्यूनः भवन्ति न भवन्ति शून्यता अस्ति इति न परन्तु भवन्ति यत्र ग्रामीणक्रीडा कूटाः भवन्ति क्रीडाकूटेषु यत् यत् प्रचलितं तत् दर्शयन्ति दूरदर्शने दर्शयन्ति आकाशवाण्यामपि भवति कृषिरङ्गा इति भवति एवञ्च अक्षरमाध्यमेषु अपि भवति परन्तु यावत् तत्र लक्ष्यं देयम् अस्ति तावत् लक्षम् इतोपि न दत्तम् इति तु सत्यमेव मुख्यकारणं एतत् भवति तत्र वार्ताहाराः ये भवन्ति वार्तां ये आहारन्ति माध्यमानाम् प्रति ते प्रायः नगरेषु निवसन्ति इति कारणात् ग्रामं प्रति झटिति गन्तुं न शक्नुवन्ति ग्रामं नगरेषु एव बहवः कार्यक्रमाः सम्भवन्ति इति कारणात् तत्र नगरवार्ताः एव भवितुम् अर्हन्ति अतः ग्राम्यक्षेत्रविषयाः न्यूनाः भवन्ति